प्राचीन आधुनिकभारतीयशिक्षा इति ग्रन्थे मया प्राचीनशैक्षिकतत्वानि आधुनिकशैक्षिकतत्वानि तथापि प्राचीनभारतीयसिक्षा भारतीयशिक्षाविषये प्राधान्यं तत्र दत्तं वर्तते प्राचीनभारतीयसन्दर्भे ऋषयः मुनयः आद्यः भवन्ति अतः तेषां पुत्राः एव प्रथमशिष्यस्य रूपेण ते पाठितवन्तः अपि अतः गुरूणां तत् ऋषीणां पुत्राः एव प्रथमशिष्यरूपेण प्रावर्तन्त अतः अध्ययनं अध्यापनव्यवस्थापि प्रचलतिस्म एवमेव प्राचीनगुरवः याज्ञवल्क्यः एवं तत्र जाम्बवान् प्रबृतयः अपि तत्र व वैदिककाले ते संस्कृतभाषया तत्र सम्भाषितवन्तः अतः प्राचीनकालीनव्यवस्थया किञ्चित् भिद्यते आधुनिककालिकशिक्षा प्राचीनकालं वा भवतु आधुनिककालं वा भवतु शिक्षाक्षेत्रे सैक्षिकतत्वानि प्रदानानि भवन्ति तत्र सिक्षा शैक्षिकतत्वानि नाम शिक्षकाः छात्रः सिक्षकस्य कर्तव्यं छात्रस्य कर्तव्यम् अनुशासनं पाठ्यक्रमः इत्यादि विषयाः बोधनार्थ विषयाः इत्यादि एवं शिक्षायाः उद्देश्यं एवं शिक्षा दर्सनदृष्ट्या सर्वमपि अन्तर्हितं भवति अतः तत्र आधुनिककालिकशिक्षायां भगवद्गीता एवं दर्शनं इत्यादि अंशः तत्र प्राचीनकाल इव आदुनिककाले अस्तित्ववादः यथार्थवादः एवं तत्र प्लेटो इत्यादि सिद्धान्ताः विभिन्नाः अपि तत्र वयं शैक्षिकतत्वरूपेण वयं ग्रहीतं शक्नुमः